नमस्ते नमस्ते मम नाम भानु भवती गोमती वा हा हा आं नमस्ते मबर् अहं भानु मम नाम भानु अहं न्यूस् पेपर् मध्ये दृष्टवती भवत्याः गृहं रिक्तमस्ति इति अहं मम् हा अहं भाटन अस् अस्तु अस्तु म भाटन रूपेण आ म अहं गृहं अव माम् मम गृहमावश्यकं मया गृहमावश्यकम् अहं आगन्तुं द् आगन्तुं शक्यते वा मम गृहे मति मम गृहे मम प म पतिः पुत्रीद्वयम् अस्ति भगिनि आम् ब मा भाटनं कि किं किमभवत् भाटन मूल्यं ओ ओ अस्तु वा हा हा एतत् वा किं किं भवन्ति किं किं भवति भगिनि ओ एवं वा एवं वा आं बहु सन्तोषः ब् भगिनि अहं गृहे गृहे भवत्याः गृहे कति प्रकोष्ठाः सन्ति ओ एवं वा हा सर्वे प्रकोष्ठानाम् एसि सन्ति किल

हा अहं द् दिनत्रयमनन्तरमागच्छामग वा आगच्छामि

आगच्छति चेत् वदतु अहम् अहमपि शीध्रेण आगत्य दृश्याम प पश्यामि गृहम् अहम् य अहमपि इच्छामि गृहं गृहं दृष्ट्वा वदामि आम् अ तदनन्तरं गृहे हा अस्त् अस्तु भगिनि वदतु ओके धन्यवादः धन्यवादः भगिनि